सत्यमेव इदानीम् अहं नलिकाजलमेव प्राप्नोमि तदपि जलमिदानीम् अस्ति सौकर्याय सौविध्याय परन्तु तत्र कश्चित् क्लेशः अयमस्ति यदा नद्याः प्रवहत् जलं कश्चिद् प्राप्नोति तदा तत् जलं तु सर्वथा परिष्कृतं जलं भवति परन्तु यदि जलं क्वचिद् आगत्य एकत्र स् तस्य सङ्ग्रहः भवति पुनः तत् जलं नलिकामाध्यमेन प्रतिगृहं गच्छति तदा तत्र तावती शुचिता न भवति इति मम चिन्तनमस्ति स्वच्छं तु भवत्येव नलिका जलं स्वच्छीकर्तुं शुचीकर्तुम् इतोऽपि प्रयासाः विधीयन्ते इदानीं प्यूरिफ़यर्स् इत्यादिकं यन्त्राणां प्रयोगं जनाः कुर्वन्ति तत् जलं स्वच्छीकर्तुम् अतः मम चिन्तनमत्र उभयथा अस्ति तत् जलं नद्यां यत् प्रवहत् वर्तते स्म तत् तु अतीवस्वास्थ्याय लाभकारी इदमपि लाभकारी परन्तु तावत् नास्ति यावत् नदीजलं वा कूपीजलं वा भवति स्म